ओ एवं वा हा वदन्तु तत्र परिश्रमः आदिमः वर्तते परिश्रमेण विना किमपि न सिद्ध्यति अत्र स्क्रीन् मध्ये अस्माभिः प्रदर्श्यते तद्दृश्यते सन्तोषः अनुभूयते किन्तु पृष्ठतः परिश्रमः तु महान् वर्तते तस्य विषये अवश्यं ज्ञातव्यमेव भवति तेषां जीवनेपि क्लेशाः भवन्ति तद् तदपि निवार्य ते अग्रे अग्रे प्रविशन्ति अतः तदपि यदि स्वीकृर्मः तर्हि वयं जीवने अपि हीरो इव स्मः इति वक्तुं शक्नोमि आम् हा तत्र आरोग्य आरोग्यमपि परिपालनीयं भवति अहं तु कुत्रापि जिम् प्रति सर्वं न गच्छामि केवलम् नास्ति नास्ति अहं तथा सर्वं न करोमि केवलं योगासनेन अहम् आरोग्यं साधयामि तावदेव पुनः फलादिकं सम्यक् खादनीयं भवति अन्यथा अन्ये अन्ये रोगाः आगच्छन्ति सौन्दर्यं नश्यति अतः आरोग्यरक्षणार्थं सस्येभ्यः यदुत्पन्नं भवति तदेव खादनीयं भवति हा उपायः इति कोपि नास्ति हेरेडिटितः आगतमस्ति मम मातुः दीर्घाः केशाः आसन् अतः मम अपि दीर्घाः एव केशाः सन्ति तत्र कोपि विशेषः नास्ति इदानीं तु सर्वत्र अटनम् इति कृत्वा केशाः केशपाताः अपि जायमानाः तस्यापि संरक्षणं कर्तव्यम् अस्ति

ओहो तत्र देहस्य शैत्यम् अपेक्षितं भवति यदि हीट् भवति तर्हि केशपाकः भवत्येव अतः सम्यक् ज्यूस् इत्यादिकं पातव्यम् पुनः किं तत्र सम्यक् तैलादिकं स्थापनीयं भवति तावदेव तत्र कोपि विशेषः नास्ति

आ राम्राम्